ह ह नमस्कारः ए भवतां नाम किम् वदन्तु आम्

भवतां वयः हा आ आं तथा पूर्वम् इयं समस्या आसीत् कदापि उदरवेदना अ इदानीं कति दिनानि जातानि हा हा ओके किमपि औषधं स्वीकृतं वा हा नाम तथा रात्रौ भवति यतो भोजनात् परं भवति तथा किमपि

तत् कीदृशं भोजनं क्रियते गृहे एव भोजनं क्रियते वा अथवा बहिः खादन्ति वा एवम् एवम् पूर्वं तु नासीत् खलु एवं समस्या आ औषधं किमपि कृतं वा स्वीकृतं वा हा अन्या कापि समस्या अस्ति वा अ कटिवेदना हा हा आम् आं हा इदानीं भवन्तः वैद्यालयं प्रति आगन्तुं शक्नुवन्ति वा तथा महती वेदना अस्ति

ओ मया एकवारं साक्षात् परीक्षणं कर्तव्यं तत् इदानीं तु परीक्षणं विना तु तथा औषधं दातुं न शक्यते एकवारम् अहं गृहम् आगच्छामि अद्य सायम् सायं भवतां समयः भवति वा आम् आ अहम् आगच्छामि सायं षड्वादनात् परम् आगच्छामि आ भवन्तः किम् उद्योगे सन्ति वा

हा आम् परिवारे पुनः के के सन्ति आं हा तर्हि इदानीं तथा अधिकं भोजनं तु कर्तुं शक्नुवन्ति तु बहिः भोजनं मास्तु आ हा शक्यते तथा अधिकं कटुयुक्त आहारसेवनं मास्तु सामान्यं भोजनं भवतु अहं सायम् आगत्य पश्यामि हा हा हा ह आगच्छामि अवश्यम् अस्तु अस् आम् आं नमस्कारः